हरि ओं कुत्र अस्ति भवान्

आ एवं वा तद् भवते अद्य भवता कार्यबाहुल्यं किम् इति अभवत् वा बैटक् वा कति कति समयपर्यन्तम् अस्ति श्वः आगमनं वा अद्य रात्रौ प्रस्थाय रैल् यानेन वा आगमनं एवं वा एवं वा ओ एक अग्रिमसप्ताहे भवान् फ्री अस्ति वा अग्रिमसप् हा अग्रिमसप्ताहे सोमवासरे अत्र देवालयः आगन्तव्यः अस्ति तितिलेश्वरदेवालयः तदेव सोमवासरः किल तदेव पुत्रमपि वदामि गच्छामः वा किं प्रातः काले पूजासमये वा हा अस्ति वा गुरुवासरे कुत्र हो हूवन्पूजे पुष्पपूजां कारयितुं किल तत् प्रातः काले किल हा मम इदानीम् अभवत् भोजनमबवत् भोजनमबवत् हा भोजनमबवत् इतः परं किञ्च् हा हा स्वीकृतवती औषदम् अभवत् हा चिन्ता नास्ति सामान्य आरोग्यं सम्यक् चिन्ता नास्ति रात्रौ किल औषदं वृष्टिः नास्ति एव ह्यः किञ्चित् आसीत् तदपि इदानीम् अद्य नास्ति वृष्टिः नास्ति कति दिनं वा सायङ्काले हा हा चिन्ता नास्ति अनन्तरं तदेव श्वः श्वः कुत्र कुत्र कार्यक्रमः श्वः प्रातः काले आगमनं वा रैल् यानेन सार्धसप्तवादने आग आगच्छति किल यानं हा शालायां बैटक् अस्ति मद्यान्हे भोजनार्थम् आगच्छति किल हा अस्तु अस्तु हा शिवकुमारः आगच्छति हा शिवकुमारः अस्ति अत्रैव भोजनमभवत् तस्य सः प्रातः काले आगमिष्यति हा कार् यानम् आनयति हा चिन्ता नास्ति नागश्री हा इदानीं न नागश्री बेङ्क् प्रति वित्तकोशं प्रति गतवती अद्य सायङ्काले आनेतुं हा सत्यं अस्तु तर्हि श्वः प्रातःकाले आगच्छतु हा अस्तु मारि अस्ति सः तस्य भोजनमितोपि नाभवत् प्रातःकाले उत्तापितमेव आ हा पप्ये हा अद्य निद्रां कुर्वन्नस्ति भाषणं कर्तुं हा अस्तु सम्यक् भोजनमपि न कृ हा अस्तु अस्तु अस्तु हा अस्तु मिलामः अस्तु हा शुभसायं